अयि मित्राणि वयमिदानीं पारम्परिकशिक्षणम् अधीत्य छात्राः कानि उद्योगानि कुर्वन्ति सामान्यतया किमत्र उद्योगावशाः पर्याप्तरूपेण सन्ति नास्ति चेत् कुत्र गच्छन्ति अस्मिन् विषये वयं चिन्तनं कुर्मः शिक्षणं तावत् व्यावहारिकशिक्षणं पारम्परिकशिक्षणम् इति शिक्षणविषये वयं द्वेधा चिन्तनं कर्तुं शक्नुमः पारम्परिकशिक्षणम् इत्युक्ते गुरुकुलेषु उत संस्कृतमहाविद्यालयेषु अध्ययनं ये आचरन्ति तत्र यद्दीयते शिक्षणं तत् पारम्परिकशिक्षणमिति शब्देन व्यवह्रियते अत्र पारम्परिकशिक्षणे तावत् विविधशास्त्राणाम् अध्ययनं भवति विशेषतया वक्तव्यमित्युक्ते व्याकरणशास्त्रं मीमांसाशास्त्रम् अद्वैतशास्त्रं द्वैतशास्त्रं न्यायशास्त्रम् धर्मशास्त्रम् इत्यादि बहूनां शास्त्राणां पञ्चदशाधिकानां शास्त्राणाम् अध्ययनं गुरुमुखेन साक्षात् तत्र दीयते एतादृश पारम्परिकशिक्षणार्थं पूर्वं विशेषतया व्यवस्थाः गुरुकुलेषु तथा मठमन्दिरेषु आसीत् इदानीं एतेषु दिनेषु किञ्चित् पारम्परिकशिक्षणस्य शिक्षणे तावत् ह्रासता भावः तत्र वर्तते अतः इतोपि पारम्परिकशिक्षणम् अद्य विशेषतया करणीयमिति अस्माकम् आग्रहः भवति अत्र एतत् छात्राः उद्योगानि अन्यत्र न लभन्ते छात्राः इति कारणतः अद्यतनीयाः छात्राः पारम्परिकशिक्षणे अलसाः उत उदासीनाः भवन्ति यतो हि अत्र उद्योगकाशानाम् अवकाशः अतीव अल्पः भवति तत्र यदि शतं विद्यार्थिनः पारम्परिकशिक्षणं प्राप्नुवन्ति तेषु प्रायः पञ्चशतं तत्र पञ्चाशत्भागः उत षष्ठिभागः उद्योगं प्राप्नुयुः अन्येषां तावत् उद्योगावकाशाभावात् ते स्वकीय कृषिकार्येषु मग्नाः भवन्ति नो चेत् केचन विभिन्न असम्बद्ध नाम सम्बन्ध यत्र न भवति तादृशेषु विभागेषु अपि कार्यं कुर्वणाः स्वजीवनं यथा कथं नयन्ति अतः इतोपि विशेषतया सर्वकारः विशेषतया सा पारम्परिकशिक्षणं कृतवतां कृते प्रोत्साहः देयः इति उक्त्वा मदीयानि काञ्चित् वाक्यानि समापयामि